जलस्य शोधनार्थं तु वयं जलस्य क्वथनं कृत्वा तद् किं शीतलं कृत्वा एव पिबामः यतोहि आर् ओ प्यूरिफायर् अन्यत् बहु प्युरिफायर्स् सन्ति चेदपि एतद् यत् गृहोपचारः अस्ति तदेव सम्यक् इति मम भासते